अन्यभाषायाः विस्तारे संस्कृतभाषायाः योगदानं बहु विद्यते किं नाम प्रथमं म् या भाषा देवनागरिलिपि वा नाम देवनागरिकभाषा नाम सा संस्कृतमिति तया भाषया एव अन्याः भाषाः उत्पन्नाः इति बहूनां मतं यद्यपि इदं सर्वैः नाङ्गीक्रियते तथापि तत्र किं नाम भाषायाः मध्ये तत्र तैः अन्य अन्य अन्यपदानि उपयुक्त्वा भाषायाः भिन्न

भिन्नता क्रियते इदानीम् इदानीं संस्कृतभाषायां यानि पदानि विद्यन्ते तानि एव पदानि मराठी हिन्दी कन्नडा इत्यादि भाषासु विद्यते तर्हि तत् संस्कृते आगतम् इति वक्तुं तु न शक्यते किमर्थं नाम एकस्याः भाषायाः पदानि अन्य अन्यस्मिन् भाषायां सन्ति इत्यतः अस्माभिः ज्ञातव्यं यतः इयं मुख्या भाषा तस्मात् अत्र एत् इमानि पदानि आगतानि इति अध्येतव्यम् अस्माभिः तेन च इदानीम् यतः अस्मात्भाषादागता इत्यतः अस्माभिः परिशेषात् त् सा एव मुख्या भाषा इति ग्रहीतुं शक्यते तथा च वेद वेदादिषुपि शास्त्रेषुपि उक्तमस्ति संस्कृतभाषा मातृमातृभाषा नाम या अस्माकं मातृभाषा तस्यापेक्षया तस्या माता इयं भाषा इति अतः संस्कृतस्य कृते तावद् गौरवं विद्यते अन्यभाषायाः विस्तारे तस्य किं कारणम् इति चेत् अन्यभाषासु कानिचन पदानि सन्ति तानि तासाम् तेषामर्थः समीचीनः अस्ति परन्तु संस्कृते या ये पदा यानि पदानि सन्ति तेषां तत्र प्रयोगः क्रियते चेत् तद् किञ्चित् गौरवं गौरवम् इति मन्यन्ते नाम ज्येष्ठाः इदानीम् आगच्छन्ति सुस्वागतम् इत्यादिकं हिन्दीभाषायाम् अस्माभिः लिख्यते तच्च लिख्यते वा एव उक् उच्यते स्वागतम् इत्यादिकं तत्तु संस्कृतं तेन आदरः भावः दत्तः तर्हि आदरीभूता या संस्कृतभाषा तस्याः पदं यदा अन्या भाषायां वयं प्रयोगं कुर्मः तस्मिन् काले सापि भाषा आदरीभूता भवति तेन सादरं तस्याः विस्तारः भवति आदरः यदि अस्ति चेत् विस्तारः निश्चयेन